संस्कृतस्य इतिहासः इति प्रश्नः अस्ति परन्तु म म अहं चिन्तयामि संस्कृतस्य इतिहासः इति कथम् एकं वा द्वयं वा वक्तुं शक्नुमः वेदाः उपनिषत् पुराणानि अनन्तरं महाभारतं काव्यानि एतत् सर्वं संस्कृते एव सन्ति अतः एकं काव्यं काव्यद्वयम् इति वक्तुं न शक्नुमः इति चिन्तयामि तावद् मात्रं नास्ति संस्कृते गणितं विज्ञानं वा आर्युर्वेदं वा सर्वाणि विषयानि सन्ति परन्तु वयं भारतीयाः किं कृतवन्तः आङ्गिलभाषया मोगं भूत्वा कालान्तरे अस्माकं भाषान् वयं त्यक्तवन्तः इदानीं संस्कृतभाषा अस्माकंं पूजागृहे एव अस्ति अन्यत्र नास्ति इति परन्तु गतविंशति त्रिंशत् वर्षेभ्यः बहूनि कार्याणि प्रचलन्ति युवकाः अपि इदानीं संस्कृतं प्रति आगच्छन्ति अतः तेषां प्रयासेन वा अस्माकं प्रयत्ननेन प्रयत्नेन पुनः संस्कृतं विश्वस्य भाषा भवेत् इति मम कल्पना अस्ति